हरि ओं नमस्कारः नमस्ते वदतु भगिनी आम् अहं प्रशान्ती मम नाम प्रशान्ती निश्चयेन अहं चेन्नैतः अस्मि चेन्नैतः चेन्नैमध्ये अहं माम्बले अस्मि आम् अहं कुर्वती कुर् अस्मि आं मम पञ्चवर्षाः अस्ति एक्स्पि आ पञ्चवर्षाणि कार्य कार्यं कुर्वन्ती अस्मि

अहम् एम् एस् आफ़िस् जानामि एम् एस् पावर् पोयिण्ट् एम् एस् वर्ड् एम् एस् एक्सेल् तानि मया ज्ञातम् आम् अस्ति अहं किमपि कर्तुं शक्नोमि एम् एस् एक्सेल् मध्ये अहम् एकैकजनः एकसमये अहम् आह्वयामि यदि बहवः जनाः आगतवन्तः तर्हि अहम् अपायिण्ट्मेण्ट् कृत्वा भवत्याः सह अहं पृष्ट्वा भवती कदा फ़्री भवति इति अहं भवत्याः सह पृष्ट्वा अहं तेभ्यः वदामि भवान् एकादशवादने आगच्छतु भवान् द्वादशवादने आगच्छतु इति अहं वदामि अहम्

किन्तु तर्हि वयं कुर्मः चेत् ब भवत्याः कृते अपि सुलभं भवेत् ते अपि अधिकः समयः न वेय्ट् कुर्वन्ति आं विंशतिसहस्रम् भवति चेत् उत्तमं भवेत् भगिनी आ अस्तु धन्य धन्यवादाः धन्यवादाः अस्तु धन्यवादाः